नमस्ते स्विग्गी अहं देवानन्दः अशोकनगरतः अहं पब्बास् द्वारा गड्बड् पयोहिमं आर्डर् कृतवान् इदानीं पश्यामि चेत् तत्र चिकन् रोस्ट् इति अस्ति अहं शाखाहारी अस्मि किमर्थम् एवं कुर्वन्ति शुल्कं प्रत्यर्पयन्तु इतः परं अहं किमपि आर्डर् न करोमि अहं शुल्कमेव इच्छामि तत् कम्लेण्ट् अपि तत्र क कुर्वन्तु भवन्तः